मम अनुभवः सम्यक् अस्ति ई सेवा बहु सहायकमस्ति अस्माकं

कर्तुं सहायकं सहायकं भवति भवति ई सेवा फ़ोन् मध्ये दूरवाणीमध्ये एवं फ़्लिप्कार्ट् अमेज़ान् ई मेल् इत्यनेन इत्यनेन

दूरवाणीमध्ये किं किं कर्तव्यं तदेवम् इ सेवा अस्ति धन्यवादः